शिक्षा ऋणस्य विषये अहं जानामि परन्तु मम सम्बन्धिकाः कोपि इदानीं पर्यन्तं तदृणं स्वीकृत्य न पठिताः मम मित्रमण्डले मित्रवलये एतादृशः शिक्षा ऋणं स्वीकृत्य विदेशेषु अध्ययनं कृताः सन्ति इति श्रुतम् तद् भिन्नभिन्नस्तरेषु तेषां कृते लाभः जातम् अस्ति शिक्षा ऋणस्य एकः महत्त्वविचारः इत्युक्ते उन्न उच्चतमविश्वविद्यालयेषु अध्ययनं कर्तुं शक्यते तथा विदेशेषु अपि अस्माकं मनोकामनापूर्तिः कर्तुमपि अवकाशः मिलति इति वक्तुं शक्नोमि